वेदानाम् अध्ययने शिक्षाशास्त्रस्य पात्रं तु अत्यन्तं महत्त्वपूर्णं भवति विना तत्शास्त्रं वेदाभ्यासम् आधुनिकैः क्रियते किल तत्तु सफलं न भवति वेदपारायणस्य उद्देशः किं भवति तत् सफलं न भवति इति मन्ये